नमस्ते महोदय

हा एवं मम किञ्चित् प्राब्लम् आसीत् मम कृते बहु शेड्यूल् अस्ति इदानीं नाम प्रतिदिनं पञ्चकक्षाः सन्ति मम कृते परन्तु परन्तु प्रतिदिनं तथा एव अस्ति तत् किञ्चित् कष्टं भवति इति तथा नास्ति परन्तु तत्र मेलनं भवति तत्रापि गन्तव्यं तत्र पाठः न समाप्यते ह्म् ह्म् बहुकार्यं भवति तत् किञ्चित् कष्टं भवति तथा नास्ति बालकाः सम्यकेव सन्ति परन्तु किञ्चित् कष्टं भवति इति हा हा आम् तदपि तदेव कृषिः अस्ति तत्सर्वम् अस्ति तत्रापि द्रष्टव्यं खलु हा तदेव ह्म् ह्म् तदर्थमेव किञ्चित् न्यूनं भवति चेत् कक्षा त्रयं वा तथा भवति चेत् सम्यक् इति

तदेव हां किं करोमि अनन्तरं तत्र सिलबस् द् पाठ्यक्रमः अपि बहु सन्ति तदपि कष्टकरं भवति बहु अस्ति तदेव अस्मिन् पर्याये अस्मिन् सत्रार्ध ध्वन्यालोकः चत्वारि उल्लासः सर्वेम् अपि अस्ति तदा हा तदेव काव्यप्रकाशः अपि अस्ति तदेव क किञ्चित् कष्टम् अनुभूयते इति सिलबस् नि निष्काश्यत इति अहं न वदामि परन्तु किञ्चित् कक्षाः किञ्चित् न्यूनं भवति चेत् तदा सम्यक् भवति इति हा हेल्प् भवति इति

हा अस्तु हा अस्तु महोदय किञ्चित् कृपया किञ्चित् अवदानं यच्छतु ह्म् अस्तु अ